न्यायालयासम्बद्धपत्राणां प्राप्तौ मम अनुभवः तु काठिण्यं वर्तते इति भावयामि यतः तादृशानि पत्राणि प्राप्तुं वयम् इतः विंशत्यधिक किलो मीटर् यावत् अस्माभिः गन्तव्यम् भवति तत्रापि आदिनं प्रतिक्षा करणीया विशेषेण भ्रष्टाचारः चलति अतः धनं दत्वा एव सर्वं कार्यं कारणीयं भवति सा समस्या तु अत्रापि बहु वर्तते विशेषेण कृषिसम्बद्धानि पत्राणि प्राप्तुं बहु काठिण्यं मया लक्षितम् जन्मपत्रिका इत्यादिकं तु इदानीं सुलभ सुलभतया मिलति परन्तु बहु विलम्बः भवति इति तु मम अनुभवे वर्तते अत्र निकटे कुत्रापि तादृश पत्रप्राप्तौ अवकाशः नास्ति यातायतसमस्या वर्तते इति कारणात् विलम्बः भवति धनस्य व्ययः भवति समयस्य व्ययः भवति इति मम अनुभवः